समाजमाध्यमेषु ट्रोलिङ्ग् इति विषये अहं किञ्चित् एव जानामि यत् यतो हि मया तत् कदापि न अनुभूतं परम् एवं जानामि यत् ट्रोलिङ्ग् ये कुर्वन्ति ते केवलं समययापनार्थं तत् कुर्वन्ति अथवा स्वस्य क्रोधप्रदर्शनार्थं ट्रोलिङ्ग् कुर्वन्ति परं तस्य

एतस्य प्रभावः जनमनस्सु किं भवे वा जनस्य उपरि ये समाजमाध्यमानाम् उपयोगः कुर्वन्ति तेषाम् उपरि एतस्य अथवा स्वस्य वाक्यानां प्रभावः किं भवेत् इति ते न चिन्तयन्ति समाजमाध्यमेषु ट्रोलिङ्ग् विषये जागरूकता अतीव आवश्यकी एव

दुष्टानुभवः तु नास्ति एव यद् यदा अहं समाजमाध्यमेषु

कार्यरता नास्मि परं यत् अनावश्यकं ट्रोलिङ्ग् अनावश्यकमेव तस्य उपरि ध्यानमेव न दातव्यम् इति मत्वा अहम् अग्रे गन्तुम् इच्छामि तथैव ये समाजमाध्यमे कार्यरताः सन्ति ते ट्रोलिङ्ग् इत्यस्य इत्यस्योपरि ध्यानं न ददातु इति अहं चिन्तयामि